मम प्रान्ते मम प्रदेशे बहवः चिकित्सालयाः सन्ति तत्र इदानीन्तनकाले नूतनतया बस्ति मोहल्ला इति वदामः तत्र स्थानेषु अपि बस्ति दावाखाना इति इत्युक्ते बस्ति चिकित्सालयाः इति नूतनतया आयोजिताः सर्वकारेण अनेन कारणेन तत्र चिकित्सालयेषु प्रातः आरभ्य सायं पर्यन्तं ते कार्यं कुर्वन्ति ततः तेषां कृते न केवलं चिकित्साः प्रयोगकारणकाः विषयाः अपि इत्युक्ते ब्लड् शाम्पल्स् स्वीकृत्य रक्तनमूनान् स्वीकृत्य ते एव परिक्षां कृत्वा दास्यन्ति च इत्युक्ते सर्वकारस्य अत्र प्रान्ते बहुचिकित्सालयाः ते आयोजिताः सन्ति तेन कारणेन जनेषु तत् आरोग्यविषयाः सर्वे सम्यक् एव पश्यन्तीति वयं शक्नुमः इतोऽपि वर्धनीयानि भवन्ति कुतः इत्युक्ते इदानीन्तकाले बस्ति दावकानेषु इत्युक्ते चिकित्सालयेषु तत्र कानिचन कार्याणि एव वयं ज्ञातुं शक्नुमः एकः एव वैद्यः भवति परं यदि बृहत् बृहत् चिकित्सालयाः भवन्ति चेत् इतोऽपि जनरञ्जकं भवति जनानां कृते योगदानमपि भवितुं शक्नुवन्ति ततः एव यदि मोहल्ला चिकिस्सालयः भवन्ति तादृशेषु स्थानेषु अपि अधिकवैद्याः भवन्ति चेत् इत्युक्ते सर्वे भव भव सर्वे भव भवितव्यमिति मम अभिप्रायः इत्युक्ते कोर्डियालजिस्ट् वा भवतु हृद्रोगचिकित्सकाः भवन्तु चर्मचिकित्सकाः भवतु बालचिकित्सकाः भवतु एवं सर्वैरपि एकत्रैव भवितव्यं चेत् उत्तमं भवति आरोग्यसम्पादनाय तद् सम्यक् भवति किमर्थमित्युक्ते विनारोग्यं वृथाखिलम् इति वदामः खलु तदर्थम् आरोग्यसम्पादनाय चिकित्सालयाः बहु आवश्यकाः इति अहं भावयामि